संस्कृतभाषिणः स्वव्यक्तित्वं भाषाद्वारा व्यञ्जयितुं शक्नुवन्ति कथं नाम ते तु भाषायाः स्पष्टत स्पष्टतां प्रदर्शयित्वा स्वस्य स्वस्मिन् विद्यमानदृढतामपि प्रदर्शयन्ति तथैव तेषां परम्परायाः संस्कृतिः अभिव्यक्त अभिव्यक्ता भवति ते च स्वभाषया एव सर्वान् ज्ञापयितुं शक्नुवन्ति सर्वासां भाषान् भाषाणां मूलत्वेन संस्कृतभाषा वर्तते संस्कृतभाषा च जनानां मनोहारी वर्तते संस्कृतभाषया जनाः अन्यान् ग्रन्थान् अध्येतुं शक्नुवन्ति स्वस्य परम्परां मूलसहितं ज्ञातुं शक्नुवन्ति एतदेव संस्कृतभाषायाः महत्त्वं नाम